अहं योगाभ्यासं सामान्यतया तु अत्र केन्द्रियसंस्कृतविश्व विश्वविद्यालये प्रातःकाले षड्वादनतः सार्ध अष्टवादनपर्यन्तम् अत्र यापयामि अत्र एव साम् सामान्यतया करोमि अन्यत् यदा कदापि कुत्रापि गृहं गच्छामि अथवा अन्यत् कुत्रापि गच्छामि तत्रापि अहं प्रातःकाले मम नियमः वर्तते कि अहं प्रातः उत्थाय शरीरादि स्वच्छं कृत्वा तदनन्तरं योगाभ्यासं करोमि तर्हि तत्र अहं सूर्यनमस्कारं प्राणायामम् आसनम् इत्यादि कुर्मः तर्हि मम योगे अत्यधिकरुचिः वर्तते एतदर्थम् अहम् ये कठिन आसनानि भवन्ति यथा हस्तवृश्चिक आसनं सुप्तवृश्चिक आसनं दण्डभेरु दण्ड भेरुण्डासनं गरुडासनं हनुमानासनं अश्वसञ्चालनासनं बहुविध योगान् योगासनानाम् अहं कर्तुं शक्नुमः अन्यत् प्राणायामे अपि अहं बहुविध प्राणायामं प्राणायामं जानामि यथा भ्रामरी उद्गीतः नाडीशोधकः अनुलोमविलोमः कपालभातिः इत्यादि बहवः अन्यत् षड् क्रियायाम् अहं तत्र कपालभातिः नेतिः नेतिः इत्यस्य अन्तर्गते सूत्रनेतिः रबडनेतिः अन्यत् जलनेतिः तमपि कर्तुं शक्नुमः तदनन्तरं वमनक्रिया याति तर्हि वमनक्रियायां दण्डधौतिः धौतिः वमनक्रिया इत्यादि अपि अहं कर्तुं शक्नोमि तत्र न्यूलिक्रिया याति तर्हि न्यूलिक्रिया अपि सम्यक् प्रकारेण अत्र अहं करोमि तदनन्तरम् इयत् प्रकारेण अत्र षड्क्रिया भवति अन्यत् योगाभ्यासम् अहं सर्वदा प्रातःकाले षड्वादनतः अष्टवादन अथवा सार्ध अष्टवादनपर्यन्तं करोमि प्रतिदिनम् एका होरा द्विहोरा पर्यन्तम् एव करोमि